प्राचीनकाले बालिकाभ्यः शिक्षायाः उत्तमव्यवस्था नासीत् तथा च जनानां तादृशी मानसिकतापि नासीत् यद् बालिकाः शिक्षितव्याः अतः बालकानामपेक्षया बालिकानां सङ्ख्यास्तरे न्यूनता दृश्यते अतः एव सर्वकारेण भारतस्य अनेकेषु भागेषु बालिकानां कृते शिक्षायाः प्रोत्साहनार्थं द्विचक्रिकाम् अथवा लेप्टोप् प्रदानम् इत्यादीनि योजनाः सञ्चाल्यन्ते एताभिः योजनाभिः बालिकासु उत्साहसंवर्धनं भवति तथा च स्तरस्यापि संवर्धनं भवति